पाकारम्भात् पू प्राक् बहुविध पदार्थाः तत्र भवेयुः शाखा शाखानि कर्तयित्वा स्थापयामि पुनः मरीचिका अनन्तरम् उपस्कराः तैलं लवणं हरिद्रा निर्माणार्थं पात्रम् सर्वं संस्थाप्य चुल्लेः समीपेव स्थापयित्वा पाकम् अहं पाकस्य आरम्भं करोमि अस्माकम् पाकशास्त्रे महान् विशेषः वर्तते हरिद्रायाः उपयोगेन अस्माकम् शरीरं रक्षितं भवति अनन्तरम् शरीरवर्धनार्थं पौष्टिः वर्धनार्थम् एते पदार्थाः सर्वे अपि अपेक्षिताः सन्ति किन्तु येन प्रा प्रमाणेन आवश्यकं तेन प्रमाणेन वा स्वीकृत्य पाकाः करणीयाः भवति अतः पाकारम्भात् पूर्वमेव सर्वान् पदार्थान् सिद्धं कृत्वा पाकं करोमि चेत् वरम्